हरिः ओं हरिः ओं महोदय आगच्छतु महोदय आगच्छतु आगच्छतु आगच्छतु भवतः नाम भवतः नाम

हरिः भवतः भवतः नाम भ नाम वयः ओ हो हो मधुमेहः इति उक्तवान् किल मधुमेहः

आहारविषये किमपि गमनं दत्तवान् वा आहारविषये

ओ हो हो हो

प्रातःकाले काफ़ीं पिबति वा प्रातःकाले ह मधुरयुक्तम् अथवा रहितं भवति ओहो सम्यक् एव गुडमिश्रितं किञ्चिदेव किञ्चिदेव अधिकं न किञ्चिदेव स्वीकर्तुं शक्यते ह किञ्चित् किञ्चित् उपयोगं कर्तुं शक्यते यावत् यावत्पर्यन्तं पूर्णं त्यक्तुं न शक्यते तावत्पर्यन्तं किञ्चित् वा उपयोगं कुर्वन्तु चिन्ता नास्ति अनन्तरं प्रातःकाले मध्याह्ने सायङ्काले अन्न् अन्नमेव खादति वा प्रायः नैव एवं यदि दोसा खादति त् तण्डुलमेव भवति किल तत्र अतः पृष्टवान् अतः पृष्टवान् ह पा प्रायः तण्डुलनिर् तण्डुलेन कृतम् एव खादति अधिकतया सत्यम् एवं करोतु किञ्चिद्वा परिवर्तनं करोतु किञ्चिद्वा परिवर्तनं करोतु यदि यदि मध्याह्ने अन्नस्य तण्डुलयुक्तस्य उपयोगं करोति चेत् प्रातःकाले सायङ्काले रोटिकां क् किमपि वा एवं खादतु ह रागी अपि उपयोगं कर्तुं शक्यते गोधूमस्य अपि उपयोगः कर्तुं शक्यते शक्यते शक्यते शक्यते शक्यं गोधूमस्य अधिकं शक्यते किन्तु किन्तु तण्डुलस्य उपयोगः अधिक उपयोगः किञ्चिद् वा तद् न्यूनं न्यूनं करणीयं तण्डुलस्य अ उपयोगं कर्तुं शक्यते आधिक्येन आधिक्येन उपयोगः कर्तुं शक्यते

अ शाकाः खादितुं शक्यन्ते चिन्ता नास्ति शाकाः सर्वे शाकाः सर्वे शाकाः खादितुं शक्यन्ते किन्तु फलमपि फलमपि किञ्चिद्वा उपयोगं कर्तुं शक्यते चिन्ता नास्ति फलविषये किन्तु एवम् एवम् ए आधिक्येन न खादतु किन्तु अल्पप्रमाणेन उपयोगं करोति चेत् पौष्टिकाहारः किल किन्तु उपयोगः भवति फलखादनेन अधिकम् अधिकं मास्तु अधिकं मास्तु अस्तु अस्तु अस्तु महोदय अस्तु महोदय अस्तु